राजस्थानेषु मध्ये बीकानेर् प्रान्तः अस्ति तत्रैव मम ग्रामः मुञ्जासर् अस्ति मम ग्रामस्य चिकित्सालयस्य व्यवस्था सुचारुव्यवस्थिता अस्ति अत्र एकः चिकित्सकः अपि अस्ति सः यदा आवश्यकता अस्ति तदा आगमिष्यति तदा कार्यम् अपि करोति यदि चिकित्सकस्य कोऽपि कार्यं भवति तदा अस्माकं ग्रामस्य मध्ये एकः वैद्यः अपि अस्ति अस्ति यदा यदि कोऽपि जनः रुग्णः सन्ति तदा वैद्यात् परामर्शम् आनयति औषधिम् अपि प्राप्नुवन्ति कोरोनासमये अपि वैद्यः शिक्षकः वैद्यः चिकित्सकः द्वयोः भिन्नभिन्नविषयाणां चर्चामपि अकरोत् तथा च यथा यथा समये ग्रामस्य जनेभ्यः कृते स्वास्थ्यस्य विषये आवश्यकं निर्देशः अपि ददाति तथा च ग्रामस्य उत्तमः स्वास्थ्यं भविष्यति एवमेव द्वयोः मिलित्वा कार्यं करोति